आं नमस्ते मम नाम शरणः इति अहं मैसूर् तः बेङ्गलूरुपर्यन्तम् एकं फ्लाइट् बुक् कृतवान् किन्तु तस्य विलम्बः जातः तद् किमर्थम् किन्तु वयं बस्मध्ये नो चेत् रैल्याने गन्तुं शक्नुमः अहं शीघ्रं गन्तव्यम् इति अहं फ्लाइट् बुक् कृतवान् तथापि तत् विलम्बः जातम् अहम् इदानीं रीफण्ड् एक्सेप्ट् एक्स्पेक्ट् कुर्वन् अस्मि अनन्तरं मम समस्या इतोऽपि अस्ति प्रथमं तु मम विलम्बः आसीत् द्वितीयं मम बेग्गेज् अपि मिस् अभवत् तत्र तद् किमर्थं मिस् अभवत् अहम् इदानीम् अपि मम बेग्गेज् न प्राप्तं तत् तत्कृते भवन्तः अधिकं धनं दातव्यम् न न लब्धं मम बेग्गेज् मिस् अभवत् ट्रेवल् मध्ये तत्कारणत् भवन्तः अधिकं धनं दातव्यम् इति अस्तु इदानीं मम ट्रेवल् एक्स्पेन्स् आसीत् मैसूर् तः बेङ्गलूरुपर्यन्तं दशसहस्रम् इदानीं दशसहस्रम्

रीफण्ड् रीफण्ड् करणीयम् अनन्तरं मम बेग्गेज् मध्ये बहु मौल्य वस्तूनि आसीत् अनन्तरं तस्यापि रीफण्ड् भवितव्यम् इति अहम् वदामि कर्तुं शक्यते वा आं मम नाम एव आसीत् तत्र टेग् अपि आसीत् किन्तु तस्य डिस्प्लेस् अभवत् अस्तु महोदय धन्यवादः